सामाजिकमाध्यमलेखा छायाकर्तृमध्ये अहं प्रवीन् मोहन् अन्यः अपि जर्नलिस्ट् सायि अनुसरामि प्रवीन् मोहन् प्राचीने विज्ञानविषये प्राचीने शिल्पकलामध्ये देवालयं मध्ये कानि कानि विज्ञानविशेषानि सन्ति तत् उत्तमरूपेण प्रवचनं करोति अन्येकः जर्नलिश्ट् सायि एतद् एषः अपि सामाजिकाय उपयोगार्थं यत् किमपि प्राचीनविषयाः विवरणं कुरु दातव्यं सः क्रमशः ददाति